अ अत्र चेन्नैनगरे अस्माकम् संस्कृतम् शिक्षणकार्यं प्रचलति अत्र बालानां कृते संस्कृतम् अनन्तरं प्रौढानां कृते अपि संस्कृतम् शुल्कं तत्र साक्षात् दातुं शक्नुवन्ति अथवा जालद्वारा अपि दातुं शक्नुवन्ति किमपि कष्टं न भवति अनन्तरं कीदृशाः विषयाः अत्र सर्वे संस्थिनाः सम्भाषणं बहु इच्छन्ति अधिकं पठनमपेक्षया लघु सम्भाषणम् अनन्तरं संस्कृतेन वार्तालापः ईदृशानां विषयानाम्मध्ये बहु आसक्तिः प्रीतिः अस्ति बालाः बहु संस्कृतक्रीडाभिः इच्छन्ति तादृशम् अस्माकं वर्गाः भवन्ति किं सर्वे सामान्यतया पूरयितुं शक्नुवन्ति अस्माकं लघु फ़ाम् भवति तत्र नाम अनन्तरं कुत्र वसति अनन्तरं जङ्गमदूरवाणीसङ्ख्या अनन्तरं धनं द दत्तं चेत् तस्य विवरणं नो चेत् दास्यामि इति धनं साक्षात् काश् यच्छन्ति तद् तत्र किमपि कष्टं नास्ति अस्माकं लक्ष्यं ते पठेयुः धनस्य अधिकः अत्र प्रसक्तिः नास्ति